मुख्यानि कर्मक्षेत्राणि अनेकानि सन्ति एकम् शैक्षिकं शैक्षिकं मध्ये अनेकानि समस्याः अपि सन्ति किम् इति आद्यतन अस्माकं देशे किं रिसर्वेशन् अस्ति किल एकः सम्यक् पठति चेदपि रसर्वेषन् अस्ति चेदपि रिसर्वेशन् अति तस्य उन्नमनं नास्ति एतस्य किञ्चित् परिहारम् करणीयम् अनन्तरं ट्रान्स्पोर्ट् मध्ये चेदपि वाहनानि सन्ति किञ्चित् मार्गं मार्गाः सम्यक् नास्ति तदपि एकं समस्या